हरि ओम् नमोनमः नमोनमः महोदयाः अहं केन्द्रीयसंस्कृतविश्वविद्यालयतः वदामि तत्र पठन् अस् आम् मम कृते अहं वैय्याकरणभूषणसारः अस्ति वा इति प्रष्टुमहं तत्र जि आं जिज्ञासा अस्ति महोदयाः आम् आनेतव्यमस्ति परं आम् प्रतयः कति अपेक्षन्ते इति मत्कृते तु एका एव प्रति अपेक्षते परं तत्र वैय्याकरणभूषणसारस्य शाङ्करीटीका अपेक्षते मत्कृते तदपि आं तस्य उपलब्धिः भवितुं शक्नोति वा न महोदयाः तद् तत् चौखाम्बाप्रकाशनतः न उपलभ्यते इति कृत्वा कृत्वा एव अत्र मम प्रश्नः वर्तते यतोहि वैय्याकरणभूषणसारः इति ततोऽपि न जाने परं तत्रापि न लप्स्यते तत् दर्भङ्गा तत्र संस्कृतविश्वविद्यालये अस्तीति अहं श्रुतवती तत्र अस्ति चेत् द्रष्टुं शक्यते आम् अन्यदपि प्रष्टव्यमासीत् आम् महोदयाः अन्यदपि प्रष्टव्यमासीत् यत् तत्र वेदान्तदर्शन दर्शनविषये कोऽपि ग्रन्थः अस्ति वा भवतां समीपे ब्रह्मसूत्रस्य शाङ्करभाष्यं विद्यते वा आम् आम् तत्पश्चात् भवत् भवता एव तत्र प्रेषयिष्यते खलु मत्स्थानकं मत्स्थानकं प्रति प्रेषयिष्यते आम् केन माध्यमेन केन माध्यमेन स्वीकुर्वन्ति तत्र धनं

आम् आम् सम्यक् महोदयाः धन्यवादाः अहं पश्यामि भवान् प्रेषयतु मम वाट्सप् मध्ये प्रेषयतु अहं पश्यामि तत्पश्चात् अहं आम् येषां पुस्तकानां आवश्यकता अस्ति तत् सूचीम् अहं प्रेषयामि धन्यवादाः धन्यवादाः आम् आम् सन्तुष्टा अस्मि अवश्यं सन्तुष्टा अस्मि आम् आम् कुर्मः महोदय धन्यवादाः नमामि